सामान्यतः अस्माकं पद्धतौ ऋतुस्राव समये महिलाः बहिः एव भवन्ति इत्युक्ते पाकशालायां न प्रविशन्ति पूजागृहे अपि न प्रविशन्ति पूर्वस्मिन् काले तु यदा अन्यः कोऽपि पाकं कर्तुम् आसीत् तदा महिलाः पृथक् एव दिनत्रयं तत्र बहिः उषितवन्तः परन्तु इदानीं सामान्यतः सा स्थितिः न दृश्यते यतः एका एव महिला भवति गृहे तया एव पाककरणम् अपि करणीयं भवेत् अतः यद्यपि सा अपि पद्धतिः अस्ति एका बहिः भवति अनन्तरम् अन्यजनाः पाककार्यं कुर्वन्ति इति तथापि इदानीं काश्चन महिलाः पाकशालायाम् अपि कार्यं कुर्वन्ति परन्तु एतदपि आसीत् यत् पूर्वस्मिन् काले गृहे बहवः जनाः आसन् अतः तस्याः स्वास्थ्य विषये वा इत्युक्ते अथवा शुद्धतायाः विषये अधिकम् अवधानं दातुं तत्र न शक्तवन्तः आसन् यतः प्रायः लघु गृहे प्रायः पञ्चषड् जनाः वा न्यूनातिन्यूनं वसन्ति चेत् तत्र तस्याः विषये किञ्चित् अनादरः अथवा स्वच्छता विषये किञ्चित् लक्ष्यं न आसीत् परन्तु इदानीं सास्थितिः न अस्ति महिलाः अपि बहिर्गच्छन्ति अतः स्वास्थ्य विषये ते अपि चिन्तयन्ति शुद्धताम् अपि ते परिगणयन्ति तद् कुर्वन्ति अपि एवम् अस्मिन् काले शुद्धतायाः विषये इतोपि अधिकम् अवधानम् अस्ति इति वदामि